तन्त्रज्ञानविषये ग्रामीणस्थाः ग्रामीणस्थानं ज्ञानम् इतोपि आवश्यकम् इति मम चिन्तनं यः इदानीन्तनकाले सर्वत्र सर्वदा आन्लैन् आन्लैन् आन्लैन् इति वदन्तः स्मः आन्लैन् पेमेण्ट् आन्लैन् पेमेण्ट् आन्लैन् लागिन् सर्वत्र आन्लैन् आन्लैन् इति अभवत् अतः ग्रामीणस्थानं बहु कष्टः भवति क्लेशः भवति ग्रामीणस्थाः बहवः कृषकाः अपि भवन्ति ते तत्र कार्यमपि सम्यक् कर्तुं न शक्नुवन्ति एतदेव एकः समस्या भवति तेषाम् अतः तेषां सर्वदा अवगमनं भवति चेत् तेषामपि किञ्चित् सहायं भवति लाभं भवति किं व्यवसायविषये अपि आन्लैन् विषयाः पाठयामः चेत् इतोपि तेषाम् अवगमनम् इतोपि सम्यक् भवति इति मम चिन्तनम् पेमेण्ट् कथं करणीयम् आन्लैन् पेमेण्ट् कथः करणीयं समस्या किमपि समस्या व्यवस्था व्यवसायविषये किमपि समस्या अस्ति चेत् कथम् आन्लैन् द्वारा कथं किं दोषं स्थापनीयं कम्प्लेण्ट् करणीयम् इति इत्यादि इत्यादयः विषयाः तेषां कृते वदामः चेत् तेषां क्लिष्टः क्लेशः न्यूनं भवति इदानीं तन्त्रज्ञानं तु आवश्यकमेव यदा वयं समयानुसारं परिवर्तनं न भवामः चेदपि बहु कष्टं भवति अतः एतद्विषये इतोपि ज्ञानं दद्मः चेत् ते अपि अवगच्छन् अवगमः अवगन्तुं शक्नुवन्ति कालक्रमेण ते अपि परिवर्तनं भवन्ति इति मम चिन्तनम्